अहं मम प्रथमं ट्रेकिङ्ग् महराष्ट्रे ताहुलि पीक् इति नाम्नि शिखरे कृतवती तद् मम सर्वप्रथमवारं त्रेकिङ्ग् अनुभवः आसीत् मम रुचिः आसीत् अतः एव एव अहं चिन्तितवती अस्मिन् वर्षे आरुह्य अस्मात् वर्षात् आरभ्य ट्रेकिङ्ग् करोमि इति यदा अहम् एतद् शिखरम् आरूढवती आरूढवती आरूढवती आरूढवती आदौ मया बहु श्रान्तिः अनुभूता अवरोहणसमये तु मम पादे बहु वेदना जाता तदा मया ज्ञातं ट्रेकिङ्ग् करणार्थं शारीरिकबलं पुनः सम्यक् स्वास्थ्यमपि आवश्यकम् अस्ति इति अतः मया अग्रिमदिनम् अग्रिमदिनात् आरभ्य पौष्टिकभोजनं पुनः व्याव् व्यायामस्य आरम्भं कृतम् अनन्तरम् अहं पञ्चाधिकश् पञ्चाधिकसह्याद्रीपर्वतान् पर्वतानाम् आरोहणं कृतवती तथा च अहम् एकं हिमालयन् ट्रेक् अपि कृतवती ट्रेकिङ्ग् मम इष्टतमं ट्रेकिङ्ग् मध्ये मम इष्टतमं खाद्यं सेण्डिच् अस्ति कारणं तत् खादित्वा बुबुक्षा अपि न जायते पुनः दीर्घकालं यावत् तत् यातायातसमये स्वीकर्तुं सरलम् अपि भवति